चित्रग्रहणस्य प्रेरणा बाल्यकालादेव आसीत् किमर्थमित्युक्ते पूर्वं मम बाल्यकाले तत् केमेरा रोल् युक्तः केमेरा आसीत् अस्मि इदानीन्तु अस्माकं सर्वेषां दूरवाण्यामेव केमेरा वर्तते तेन चित्रग्रहणं सरलतया शीघ्रमेव कर्तुं शक्यते तत्र कापि दीर्घा प्रक्रिया अद्य नास्ति किन्तु बाल्यकालादेव मम रुचिः आसीत् यत्र कुत्रचित् सम्यक् निसर्गः सरोवरः आकाशं वा पक्षी वा पक्षिणः किमपि यदि दृश्यते तद्दृष्ट्वा तस्य स्वस्य दृष्ट्या तस्य आनन्दं तु अहं सर्वदा स्वीकरोमि किन्तु तस्य चित्रग्रहणङ्कृत्वा एकः विशिष्टः आनन्दः लभते तेन यः मोदः भवति तस्य कार्यं किमित्युक्ते तस्य पुनः पुनः आनन्दः किं तेन अहम् अनुभवितुं शक्नोमि तस्य स्मरणं भवति सर्वदा यदा यदा कदाचित् अहं तत् पश्यामि तच्चित्रं पश्यामि तस्य किम् तस्याः वस्तोः वा वा निसर्गस्य सरोवरस्य वा वृक्षस्य वा यस्य कस्यचित् मया चित्रं स्वीकृतं वर्तते तस्य पुनः पुनः मया स्मरणं भवति तेन यः आनन्दः मया तत्र साक्षात् अनुभूतः सः मया पुनः पुनः अनुभवितुं शक्यते तत्रैव छायाचित्रग्रहणे प्रेरणा इतोपि विषयः इत्युक्ते चित्रग्रहणे केचन विषयाः सन्ति टेक्निकल् विषयाः यदि चित्रग्रहणविषये टेक्निकल् ज्ञानं भवति चेत् तत्र अस्माकं चित्रग्रहणस्य दृष्टिः अपि परिवर्तयति तत्र एपेर्चर् शटर् स्पीड् केमेरा हेण्डलिङ्ग् इति सर्वं यदि फ़्रें शोधनम् इति सर्वं यदि सम्यक् कश्चित् जानाति चेत् तेनापि एका अन्या प्रेरणा छायाचित्रग्रहणे भवति